मम पाठशालायां वेदपाठः कथं केन क्रमेण आश्रियते इति वदामि मम पाठशालायां तावत् अर्थात् गुरुकुले अस्माकं गुरुकुले वेदस्य पाठः भवति सप्तवर्षाणां तत्रैव आरम्भे आरण्यकप्रश्नानां ब्राह्मणप्रश्नानां पाठं समाप्य अग्रे संहिता पा संहितापाठः भवति तर्हि केवलम् अर्थात् प्र नित्यम् एकघण्टा अर्थात् एकहोरात्मककाले एकहोरात्मककाले वेदपाठः भवति आरम्भे प्रथमवर्षे अध्ययनकाले तावत् सर्वाण्यपि सूत्राणि अथवा अपि च आरण्यपाठः आरण्यकपाठः इत्यादिकं सर्वं भवति तदुत्तरं यथा यथा वर्षम् अग्रे गच्छामः तद्वद् अन्येषां वेदभागानामपि पाठः भवति अत्र वेदपाठे अस्माकं कः विशेषः इति चेत् प्रत्येकं छात्रं दशपाठः भवन्ति अर्थात् एकं कश्चित् भागं स्वीकृत्य वेदस्य तस्य तस्यैव भागस्य दशपाठाः भवन्ति दशसु पाठेषु अपि कश्चित् भिन्नः क्रमः अर्थात् प्रथमपाठे अर्धमर्धं वाक्यानि द्वितीयपाठे वाक्यं एकं वाक्यं सम्पूर्णं तृतीयपाठे वाक्यद्वयम् इत्थं यथा यथा पाठाः वर्धन्ते तद्वद् वाक्यानामपि संख्या वर्धते इति एकः क्रमः तदुत्तरं यत्र क्वचित् विशिष्टः वेदमन्त्रः वर्तते अथवा काच् काचित् क्रिया अन्येन मन्त्रेण बोध्यते इति अस्ति चेत् तस्य मन्त्रस्य अर्थः अपि अस्मा ते पाठ्यते उदाहरणार्थम् इदानीं अग्निषो किं सोमेन यजति इति मन्त्रः आगच्छति चेत् तत्र कः सोमः कः सोमरसः इत्यदिकं वेदस्य वेदभाषा अर्थं बुध्वा अग्रे मन्त्राः पाठ्यन्ते इत्येव अस्माकं पाठशालायां वेदस्य वेदपाठस्य क्रमविषये कश्चित् विष् विलक्षणः क्रमः अपि च अयम् अन्यत्र कुत्रापि न भवति इति अस्माभिः ज्ञायते